पुस्तकानि अतिरिच्य मासिकान् पुनः ब्लाग् विशेषान् इत्यान् आम् पठामि तत्र मासिका नाम सम्भाषणसन्देशं पुनः इत्यादि संस्कृतसम्भाषणसन्देशः इत्यादि मासिकसञ्चिकाः पठ्यन्ते पुनश्च तत्र स्वास्थ्यसम्बद्धाः लेखाः पुनश्च वार्ता वार्तास्तु अद्यत्वे श्रवणपरम्परायां दुरवाण्यामेव श्रुणोमि पुनश्च विशेषवार्ताः अथवा प्रपञ्चे प्रमुखतया के के के सन्दर्भाः काः काः स्थितयः सन्ति तत्र कथं देशे जीवनव्यवस्था चलति इत्यादि सम्बद्धान् सर्वाः इत्यादि सम्बद्धान् सर्वान् अपि विचारान् अहं श्रुणोमि पुनश्च तत्सम्बद्ध विचाराणामपि मम विचाराणामपि अन्यैस्सह चर्चां करोमि तत्र अहम् सम्बद्धज्ञानमपि प्राप्नोमि